अहं तु एकस्मिन् महाविद्यालये अस्मि अत्रैव बहवः छात्राः किञ्चित् पठितुं तदनन्तरम् उद्योगं प्राप्तुं आगच्छन्ति अग्रगण्यः छात्रः महाविद्यालयः इति कारणात् अत्रतः बहवः निश्चयेन उद्योगं प्राप्नुवन्ति अग्रे ग अग्रे सरन्ति च अतः अत्र कः उद्योगः प्राप् प्राप्त्यर्थं किञ्चित् क्लेशः अत्र न अनुभूयते इति मम मतिः